सामाजिकपरिवर्तन अभिवृद्ध्यर्थम् अस्माकं प्रदेशे नूतनमार्गाणां कार्यं प्रचलति तत् कार्येण यातायातं वा गमनागमनसौकर्यं जातं परन्तु तत्कारणेन वृक्षाणाम् अधिकतमं छेदनमपि जातम् तेन प्रदेशस्य वायुः दुष्टा जाता भूमौ जलसेचनमपि सम्यक्तया न भवति तत्कारणेन ग्रीष्मकाले जलस्य अवश्यकता अत्यधिका वर्तते भवनसञ्चारः सञ्चरणार्थं ले औट् स्थापयित्वा एकप्रकारको भवननिर्माणं करोति चेत् सम्यक्तया दृश्यते कार्यसमाप्त्यनन्तरम् अवशिष्टवस्तूनां निर्वाणं कार्यम् अपि तथैव भवेत् नास्ति चेत् रेतिकां वा लोहः इत्यादीनि वस्तूनि इतस्ततः पतन्ति गमनागमनमार्गे अपि तस्य कष्टम् अनुभूयते